मया मम गृहे पुरातनं शीतकोशं परित्यज्य नूतनः शीतकोशः आनीतः अस्ति यश्च विशालः वर्तते तस्मिन् शीतकोशस् शीतकोशे कः विशेषः इत्युक्तौ प्रति अट्टं स्थानं विशालं लभ्यते बृहन्ति पात्राणि च स्थापयितुं शक्यन्ते शाकादीनां स्थापनेऽपि अत्यन्तं सौकर्यमावहति अन्यच्च अस्य कः विशेषः इत्युक्तौ द्वारदेशे अपि स्थापितानि वस्तूनि शीतङ्करोति अयं शीतकोशः अन्यत्र तु यन्त्रे तथा शैत्यङ्कर्तुं सामर्थ्यं कदाचिदेव दृश्यते अत्र तु बहु दृश्यते इति कृत्वा अयम् अत्यन्तम् मम उपयोगाय अस्ति इति गृहीयैः मया च भावितः